मम प्रदेशः तु अरण्यावृतम् एव अत्र गिरिजनाः अधिकः वासः कुर्वन्ति तत् कारणेन गिरिजनप्रदेशः इति अपि कथ्यते कारवार तथा अंकोला यल्लापूरा मूंडगोड एवम् अन्य प्रदेशेषु एते सर्वे जनाः अरण्ये अरण्यवासं कुर्वन्ति तत् कारणेन गिरिजनाः इति वदन्ति विशेषतः सिद्धिः इति एकः समुदायः अस्ति तथा हालक्कि गोडा इति एकः प्रभेदः अपि तत्र द्रष्टुं मिलति अन्यत् गौळि इति एकः समुदायः तेषां अध्ययनदृष्ट्या तु कापि समस्या नास्ति सर्वत्र सर्वकारीय शालाः तथा विद्यालयाः विद्यन्ते परन्तु तेषां मूल उद्योग एतत् वनाधारितं वनाधारितं किं वस्तु सर्वं मिलति तदुपयुज्य तेषां जीवननिर्वणं भवति तत्कारणेन अधिकं ते पठितुं न इच्छन्ति परन्तु अद्यतन दिने तत् परिवर्तितम् तेषां विचारः तथा एतत् मूलभूत आवश्यकदृष्ट्या सर्वं एतत् पञ्चायत् इति किं वदामः स्थानीयस्थरेषु तेषां माध्यमेन ते किम् आवश्यकम् अस्ति तत् सर्वं सर्वं प्राप्नुवन्ति विद्युत्शक्तिः जलं आदि सामा सामाजिकव्यवस्थायाम् किम् उपलब्धिकरविचाराः सन्ति तत् सर्वं ते प्राप्नुवन्ति तत् कारणेन तादृश बृहत् समस्या इति नास्ति